भारतीयशास्त्रीयसङ्गीतस्य प्रायः अस्माभिः विभजनं द्विधा कर्तुं शक्यते एकं हिन्दुस्थानी इति पुनः अपरं कर्नाटकसङ्गीतमिति अन्ये च प्रकाराः भारते सन्ति यथा वयं वङ्गदेशं गच्छामः तत्र रवीन्द्रसङ्गीतम् इति बहुप्रसिद्धं वर्तते पुनः प्रत्येकस्मिन् प्रदेशेषु तत्रत्य फ़ोक् म्यूज़िक् तत्र्यस् तत्रत्य क्षेत्रीयसङ्गीतपरम्परा च वर्तते एव तत्र शास्त्रीयरूपेण प्रकारद्वयस्य प्रायः प्रयोगः वर्तते तत्र हिन्दुस्थानी इति प्रायः तस्य प्रचारः उत्तरभारते अधिकं वर्तते कर्नाटकसङ्गीतम् इति दक्षिणभारते वर्तते उभयत्रापि अंशाः बहवः समानाः सन्ति यथा रागाः यत् प्रयुज्यन्ते ते प्रायः समानाः एव तत्र केचन भेदाः अस्माभिः द्रष्टुं शक्यते यदि एकः रागः हिन्दुस्थानी इत्यत्र किञ्चित् विभिन्नप्रकारेषु वर् भिन्नप्रकारेषु गीयते कर्नाटकसङ्गीते तस्य प्रकारः किञ्चित् अन्यत् वर्तते तथापि रागस्य भावः पुनः रागस्य रागे विद्यमानस्वराः इत्यादिकं स्वराणि इत्यादयः समानाः एव भवन्ति पुनश्च हिन्दुस्थानीसङ्गीते यदा आगच्छति रागः प्रायः तत्र कालानुवर्ती वर्तते यदा प्रातःकालः काले एते रागाः गीयन्ते पुनः मध्याह्नकाले एवं तत्र समयोपि रागसम्बन्धी भवति पुनश्च तत्र घराना इति अपि किञ्चित् वर्तते तदपि हिन्दुस्थानी मध्ये अस्माभिः द्रष्टुं शक्यते किन्तु कर्नाटकसङ्गीते कर्नाटकरागसङ्गीते तथा कोऽपि भेदः अस्माभिः द्रष्टुं न शक्नुमः प्रायः एकमेव तत्र चलति तत् तस्य विभिन्नाः प्रकाराः गायकस्य मनोधर्मानुगुणं वर्तते